साम्प्रतिकम् अस्माकम् उत्कलप्रदेशे प्रशासनव्यवस्था सामाजिक अभिवृद्धये प्रचलितमस्ति परन्तु सर्वेभ्यः जनेभ्यः हिताय अनेकाः योजनाः सामाजिकपरिवर्तनस्य कारणं भवन्ति तथा विराजनीति उद्देशात्मक अभिसन्धेः कारणात् खल्वाटे लैलदानवत् निम्नवर्गजनाः बाञ्छिता भवन्ति नारीसशक्तिकरणेन चार्यः अग्रसराः भवन्ति प्रधानमन्त्री आवासयोजना माध्यमेन स्थायीगृहं प्राप्नुवन्ति